स्वास्थ्यरक्षणे तरणम् अतीव आवश्यकं तरणं कुर्वन्ति चेत् सम्पूर्णशरीरस्य व्यायामः भविष्यति बालाः यदि तरणं कुर्वन्ति तेषां सम्यक् हैट् आगच्छन्ति ते दीर्घाः भवन्ति पुनः कोपि स्थूलः बालकः अथवा पुरुषः अथवा महिला यदि स्वुम्मिङ्ग् कुर्वन्ति तर्हि तस्य स्थौल्यं गच्छति पुनः कोपि हृदयस्य रोगी यदि स्विमिङ्ग् करोति तस्य रोगः गमिष्यति शा सम्यग् भवति पुनः शा तरणं करोति चेत् सम्पूर्णशरीरस्य व्यायामः भवति तरणं विहाय अन्यः कोपि व्यायामः कर्तुं न भवति पुनः तरणं कृत्वा श्वासस्य यदि असुविधा अस्ति अथवा किमपि प्रोब्लम् अस्ति तर्हि तत् अपि सम्यक् भवति तरणसमये श्वास उछ्वासस्स यत् समस्सा अस्ति तद् सम्यक् भवति